मम इष्टा क्रीडा अस्ति अल्टिमेट् फ्रिस्बी इति एका तत्र द्वे गणे स्तः एकैकस्मिन्गणे सप्तसप्तजनाः भविष्यन्ति किमर्थम् इष्टमिति चेत् अत्र बहु आयासाः भविष्यति धावनं श्वेदः बहु भविष्यति अतः एव तत्र मम आसक्तिः